मम बाल्यवयसि अहं वय्लिन् वादनं कृतवती तस् तद् ततः मम तत्र गायने अपि बहु रुचिः विकसिता तस्मिन् समये एव अतः तदा आरभ्य अद्य पर्यन्तमहम् इदानीं छात्रा अस्मि तत्र पठामि विना विद् विदुषी अपि अस्मि अतः तत्र गायने अस्माकं ध्वनिः श्वासनिग्रहणम् इति सम्यक् भवेयुः अभ्यासम् इति अतिमुख्यम् एकम् अङ्गमस्ति अत्र प्रतिदिनं वयमभ्यासं कुर्मः चेदेव अत्र सम्यक् गायनं कर्तुं शक्यते